पुस्तकानि अतिरिच्य अहं दैनन्दिनवार्तापत्रान् पठामि मासिकपत्रिकामपि पठामि व्यावसायिकपत्रिकाः मम रोचते व्या व्यावसायिकपत्रिकाः कस्य चित् व्यावसायिकक्षेत्रस्य अथवा रुचिसमूहस्य सदस्यानां कृते अभिप्रेताः भवन्ति तेषु क्षेत्रान्तर्गतम् क्षेत्रान्तर्गतानां घटनानां विषये सूचनाप्रदाः विस्तृताः च वार्ताः विस् अन्ये च लेखाः सन्ति शिक्षासप्ताहः डिसैन् समाचारः च व्यवसायिकपत्रिकायाः उदाहरणद्वयम् अस्ति